महोदय किमर्थं विलम्भो जायते अद्य प्रातः मया वार्तापत्रिकाया पठितं यत् मार्गेस्मिन् ट्राफिक् भवन्तु शक्यते तत्र मार्गसमा समीकरणं चलति इति श्रुतम् अस्तु भवान् वक्तुं शक्य शक्नोति वा इतः प् इतः मम गमनस्थलं प्राप्तुं कीयत् समयः अपेक्षते इति यदि अस्मिन् मार्गे न शक्यते तर्हि अन्यमार्गे गन्तुं शक्न शक्यते वा